शिक्षणव्यवस्थायां समूहमाध्यमे च संस्कृतस्य उचितस्थानं वर्तते इति इदानीं वक्तुं न शक्नुमः किम् इत्युक्ते संस्कृतं प्राथमिकस्थरे अभ्यासः न भवति कुत्रापि न भवति यत्र कुत्रापि तत् षष्टकक्षातः संस्कृतस्य अध्ययनं भवति यत्र कुत्रचित् है स्कूल् मध्ये एव संस्कृतस्य अध्ययनं भवति परन्तु बाला स्थरे संस्कृतस्य अध्ययनं कर्तुम् अवकाशः न लभ्यते परन्तु इदानीं संस्कृतभारत्याः योजनाः अनेकाः सन्ति तत्स्वीकृत्य संस्कृतं बालादारभ्य अभ्यासं कर्तुम् इदानीं शक्यते परन्तु इतोपि एतस्य अवकाशः प्रचारः प्रसारः अपि करणीयं भवति तदा एव संस्कृतस्य उचितस्थानं मिलति संस्कृतस्य तु अभ्यासं सर्वे भारतीयाः करणीया करणीयाः इति एव मम अभिप्रायः